साम्प्रदायिकतरणं व्यावसायिकतरणात् कथं भिद्यते किमर्थं चेत् साम्प्रदायिकतरणं यद् अहं तरणं कर्तुं शक्यते चेत् साम्प्रदायिकम् इत्येव परन्तु सा व्यावसायिकतरणादपि भवति कथञ्चित् व्यावसायिके एव परन्तु नद्या त्वं किं नत्वा नद्यां नद्यां यत् तरणं समुद्रे यत् तरणं कर्तुं शक्यते चेत् सर्वस्मिन् स्थानं भवान् तरणं तर् तरणं कर्तुं शक्यते परन्तु साम्प्रदायिकतरणं व्यावसायिकतरणं कथं किमर्थं चेत् साम्प्रदायिकतरणं भवान् तरणं कर्तुं शक्यते स् व्यावसायिकतरणं कर्तुं भवान् कर्तुं शक्यते चेत् केवलम् स्विमिङ्ग् पूल् इत्यादि मध्ये भवान् तरणं कर्तुं शक्यते परन्तु नदी त्वां नदी त्वां नद्यां अगर् तरणं कर्तुं शक्यते समुद्रतरणं प्र शक्यते चेत् भवान् सर्वस्मिन् स्थानं तरणं कर्तुं शक्यते